हरिः ओम् महोदया कुशलं आम् किं कार्यं

उत्तमं उत्तमम् इदानीं योग बहु इण्ट्रनेश्नल् यत् प्रख्यातिः अस्ति पूर्वतनयोगं पूर्वं योगासनम् इत्यादिकम् एव कुर्वन्ति स्म परन्तु इदानीं योग प्राणायाम इत्यादिकं इति वयं कुर्मः चेत् अस्माकं स्वास्थ्यं सम्यक् भवति तत्तु महिलानां कृते तु एतत् बहु उत्तमरीत्या आरोग्य तत्र दातुं शक्यते योगासनं ये तत्र महिलाः ये उद्योगं कुर्वन्ति ते आवश्यकतया तत योगासनं करणीयम् एव भवति किम् इत्युक्ते ते गृहं गृहे अपि कार्यं करणीयम् अनन्तरम् उद्योग हा उद्योगार्थं ते कार्यालयेऽपि कार्यं करणीयं भवति अतः योगा यदि चेत् अर्धघण्टा यावत् भवतु न्यूनातिन्यूनं प्रतिदिनं कुर्वन्ति चेत् ह तेषां स्वास्त्यं बहु सम्यक् रीत्या भवति अतः उद्योगमपि सर्वं बहु उत्साहेन कर्तुं शक्नुवन्ति अतः एवं कुर्वन्तु योगासनम् अत्र भवति भवतः तत्र गृहस्य समीपे एव एक अस्माकं शाखा अस्ति तत्र प्रतिदिनं प्रायः षड्वादनतः सप्तवादनपर्यन्तं योगासनं कारयन्ति तत्र यदि तत् न आन्लैन् मा साक्षात् भवति साक्षात् भवति साक्षात् भवति आन्लैन् द्वारा अपि भवति परन्तु यदि साक्षात् यदि तत्र अभ्यासं कुर्वन्ति चेत् उत्तमरीत्या अभ्यासः भवति आन्लैन् द्वारा किं भवति सायङ्काले सायङ्काले भवति सायङ्कालेऽपि सायङ्कालेऽपि भवति उद्योगं तावत् समाप्य न न हा तदेव हा तदेव सायङ्कालः अपि षड्वादनतः सप्तवादनपर्यन्तम् आ तत्र अस्माकं मित्रम् एव कारयति तत्र गत्वा तत्र प्रवेशं स्वीकृत्य गन्तुं शक्यन्ते अनन्तुरं ते

उत्तर उत्तमं सायङ्काले अपि तदर्थमेव सायं प्रायः सायङ्काले महिलायाः एव अधिकाः जनाः तत्र आगच्छन्ति त तेषां कृते एका महिला शिक्षिका अपि तत्र अस्ति सापि तत्र तत्र योगासनं कारयन्ति अतः तदपि कर्तुं शक्यते भोजन भोजन अस्ति तद् पञ्चदशदिनानि यावत् अनन्तरम् एकवारम् उपवासं करणीयमिति अस्ति यद् तत् बहु नास्ति ह एतत् कर्तुं शक्यते अस्तु महोदया भवान् तत्र आगच्छतु उत्तमं भवति नमो नमः नमस्ते